हरि ओं भगिनि नास्ति मम नाम स्वाती अस्ति हा वदतु महोदये

आम् आगच्छामि बहिः आगच्छामि महोदये निमेषद्वयम् न भगिनि क्षम्यतां भगिनि अहं दूरवाणीं न आनयामि भगिनि नास्ति भगिनि अहं शालां प्रति दूरवाणीं न आनयामि क्षम्यतां महोदये आसक्तिः अस् आसक्तिः अस्ति किन्तु मयि दूरवाण्यां बहु प्रीतिः अस्ति महोदये भगिनि गणितशास्त्रमित्युक्ते रुचिः नास्ति भगिनि मयि नाट्यशास्त्रेषु आसक्तिः महोदये अतः अहं गणितशास्त्रं पठितुं न इष्टवती किन्तु इतः परं गणितशास्त्रमपि पठामि अस् अस्तु महोदये अस्तु